हरिः ओम् भवतः नाम किं कुतः दूरवाणीं कुर्वन्नस्ति

भवतः समस्या का कः सन्देहः ओ हो मम संख्याः मम संख्यां कः दत्तवान् प्रायः गण गणपतिजोषि इति सः एकवारम् अत्र आगतवान् मम समीपे तस्यापि एषा एव समस्या आसीत् तस्य पुत्रस्य विषये अहं तत्परिवर्त्य दत्तवान् अतः प्रायः सः वा सः एव भवतः भवतः भवतः ग्रामीणः वा सः अथवा सहपाठि वा

मल्लेश्वरे मल्लेश्वरे मल्लेश्वरे अहं वसामि मम कार्यालयः मल्लेश्वर एव अस्ति

ओ तथा वा स्वागतं स्वागतं भवान् समयः अस्ति चेत् सः समयं ददामि एकस्मिन् दिने आगत्य इदानीं शालायां कं कस्यां कस्यां कक्षायां पठति

न न न स तत् वस्तुतः वस्तुतः बहु किञ्चित् कष्टमेव अस्ति प्यान् कार्ड् आधार् कार्ड् सर्वत्र करणीयमस्ति खलु सः किञ्चित् कष्टमस्ति अतः आफ़िडविटु सर्वं करणीयम् अतः वाक्यरक्षितः आयम् अपेक्षितं बेङ्गळूरु वन् मध्ये अनन्तरं तत्सर्वं पूर्वं यः अतः नोट्री द्वारा करणीयं कदाचित् कोर्ट् मध्येपि गन्तव्यं भवति यथा अग्रे बहु कष्टं भवति शालायाम् इदानीं समस्या का अस्ति जुलै मासे वा जून् मास् कदा तत् तस्य जन्म अभवत् पुत्र्याः वा पुत्र्याः अथवा पुत्रस्य पुत्र्याः

हो हो ओ हो हो तत्र ते बर्त् सर्टिफ़िकेट् प्रायः न दृष्टवन्तः इति न दृष्टवन्तो वू ओ हो हो

शालायां न शक्यते बहिः अत्र भवान् कस्मिन् कस्मिन् दिने अत्रैव मम कार्यालयम् आगच्छतु कार्यालयम् आगच्छति तत् वा एतत् जन्म दिनाङ्कस्य एतत् कार्यालयेन दत्तं मुन्सिपाल्टि अथवा केन दत्तं तत् मुन्सिपाल्टि अथवा बि बि एम् पि कुत्र जन्म कुत्र जन्म अभवत् पुत्र्याः जन्म कुत्र अभवत् कुत्र बेङ्ग्ळूरुनगरे वा अथवा ग्रामे वा ओ अत्रैव मल्लेश्वरे अस्ति क मल्लेश्वरम् अस्ति खलु ओ ओ हो अस्तु अस्तु अस्तु भोः अस्तु अस्तु भवान् भवान् मम कार्यालयम् आगच्छतु अस्मिन् वा शनिवासरे सायं पञ्चवादने आगच्छतु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु